मया श्रोतुं अत्यन्तं इष्यमाणानि गीतानि बहवः सन्ति यथा प्रसिद्धगायिका लतामङ्गेशकरविरचितानि गीतानि सत्यं शिवं सुन्दरम् इत्यादयः कुमारविश्वासविरचितं गीतं यथा कालिदास् ओ कालिदास् कैलास् केर् विरचितानि गीतानि हमारे सात् स्री रघुनाथ् तो किस् बात् की चिन्ता इत्यादयः भक्तिगीतानि सन्ति अहं तत् सर्वं अत्र तत्र एव शृणोमि निश्चितं इस्थानं तु न परं समय समयोपरि मम गीते अस्मिन् रुचिः न्यूना अधिका सञ्जातं